हरिः ओम् हरिः ओम् नमस्ते महोदये किम् आहूता इति सम्यक् अस्मि महोदये आम् सम्यक् जातं महोदये पञ्चाशत् अधिकम् नास्ति महोदये पासिङ्ग् मार्कस् आगतं तावदेव अशीत्यधिकम् गृहे समस्याः महोद गृहे समस्याः महोदये अनेकानि समस्यानि सन्ति गृहे पितॄणाम् अनारोग्यं इदानीं अस्माकं गृहं शालतः बहु दूरम् अस्ति गृहे पितॄणाम् अनारोग्य कारणात् गृहे मया एव कार्याणि कर्तव्यानि भवन्ति शालायानं प्रति धनं दातुं तावद्धनं अस्माकं समीपे नास्ति बहु दूरतः अध्यां आगमने विलम्बः भवति महोदये चिन्ता नास्ति महोदये कथं धनं नास्ति खलु धन्यवादाः महोदये बहु धन्यवादाः महोदये अस्तु अवश्यम् पठामि धन्यवादाः आम् महोदये राम् राम्